हरिः ओम् हा अहं विजयराघवः अस्ति गत गतदिनद्वयं यावत् मया तत्र भवतां केश्नो होटेल्मध्ये प्रकोष्ठे प्रकोष्ठसङ्ख्यायां प्रकोष्ठसङ्ख्या तावत् मन्ये पञ्चसप्ततिरिति तस्मिन् तस्मिन् प्रकोष्ठे मया उषितमासीत् तदनन्तरम् आगमनावरे एकं स्यूतं मया तत्र त्यक्तमासीत् मया विस्मृतं नेतुम् तत्स्यूतं तत्र तत्स्यूतं तत्र लभ्यते वा तत्र क किं दातुं शक्यं वा इति हा तत् तत् स्यूतं तावत् रक्तवर्णस्य भवति तत्र तत्र आडिडास् ए डि ऐ डि ए एस् आडिडास् इति लिखितं स्यात् लिखितं स्यात् तत्र तस् तस्मिन् तद् जपा तद् पदा लब्धं वा तत्र हा स्यूतं न स्यू स्यूते तावत् मदीयम् स्यूते स्यूते अन्तः तत्र तत्र अस्मा मम वस्त्रद्वयं स्यात् एकं भो तत्र श्वेतवर्णं तत्र यदा बस् वे पा पारम्परिकवस्त्रं वेष्टि इति उच्यते खलु मुण् मुण्ड् मुण्ड् मल् मलयाळभाषायां मुण्डि इति वदन्ति हा वेश् तत्र व व वस्त्रद्वयं तत्र वस्त्रद्वयं स्यात् अपि च अप् अपि च चे कञ्चुकं कञ्चुकमेकं स्यूते वस्त्रं कञ्चुकद्वयं स्यात् एकं तावत् नीलवर्णस्य नीलवर्णकञ्चुकम् अपरम् अपरं तावत् हरितवर्णं कञ्चुकं च अपि च अपि च तस्मिन् एकं पुस्तकमस्ति संस्कृतग्रन्थः कश्चन संस्कृतग्रन्थः तस्मिन् अस्ति ग्रन्थस्य ग्रन्थस्य नाम पञ्चलक्षणी इति लिखितं स्यात् हा यदि तद् लभ्यते चेत् एकवारं स्यात् मया कथं तत् स्वीकर्तव्यमिति वदन्ति चेत् हा मम उपकाराय स्यात्

आम् हा वस्तुतः मया द हा हा वस्तुतः आगामि सप्ताहे पुनः अहं तत्र आगमिष्यामि तस्मिन् नगरम् आगष्यामि भवान् नगरम् आगमिष्यामि आगामिनि सप्ताहमध्ये मन्ये आगामिनि सप्ताहे बुधवासरे वा गुरुवासरे वा आगमिष्यामि तदवसरे तद् तदवसरे तत्सूतं मम लभ्यते चेत् सन्तोषाय स्यात् तद् अस्ति वा इति प्रथमं प्रथमं तद् एकवारं दृष्ट्वा पुनः पुनः पुनः एकवारं तस्मिन्नेव बो भोजनालये मम आवासः कल्प्यः भवद्भिः तदवसरे तदवसरे भवताम् आवासः तत्र भोजनालयः समीचीनमस्ति तेन तत्रैव मम तत्रैव उषितुमिच्छामि पुनः तत् तदा पुनः आगमनावसरे तत् स्यूतमपि मह्यं कृपया दीयतामिति प्रार्थी हा धन्यवादः